वस्तुतः बह्वीषु क्रीडासु मम आसक्तिः वर्तते यथा हस्तकन्दुकं पादकन्दुकं एवं तत्र एवम् एतादृशीषु क्रीडासु अपि मम अन्यन्ता प्रिया क्रीडा वर्तते पादकन्दुकमिति अत्र पादकन्दुकम् इति क्रीडायां किं भवति तत्र दलद्वयं भवति एकस्मिन् दले एकादश जनाः सन्ति अन्यस्मिन् दले पुनः एकादश जनाः सन्ति अनि अनै अनैः एकादश जनैः सह यदि अन्यः अन्यः एकः नाम अन्यः एकादश जनाः पराजिताः भवन्ति तर्हि इ इति एतेषां जनानां विजयं विजयः भव् भविष्यति तत्र तर्हि केन सह क्रीडसि इति चेत् अहं मम मि मित्रं मित्रेण सह क्रीडामि पुनः जनानां कृते तां क्रीडां क्रीडितुं कुत्र स्थलं स्थलावकाशः अर्थात् जनानां कृते बहुषु स्थलेषु अवकाशः प्राप्यते एतां क्रीडां क्रीडितुं यथा यदि विद्यालये कश्चित् पठति तर्हि विद्यालस्य स्वक्षेत्रे अपि पादकन्दुकं इति क्रिडायाः स्थलावकाशः वर्तते पुनः प्रत्येकस्मिन् ग्रामे अपि एकं क्षेत्रं भवति यत्र बालकानां कृते पादकन्दुकक्रिडा प्रचलति एवं किन्तु यदि कश्चित् पादक् पादकन्दुकं क्रिडां प्रति अत्यन्तम् आस् अत् तेष् तस्य अत्यन्तम् आसक्तिः अस्ति चेत् सः विभिन्नः परिसरः वर्तते विभिन्नप्रदेशेषु विभिन्नः परिसरः वर्तते तत्र गत्वा प् प् प् परिसराणां निदीग् निर्दिके निर्देशकं निर्दे निर्देशकः निर्देशकस्य समीपं गत्वा तत्र क परिचयं सं स परिचयं स् प्राप्य तत्र पादकन्दुकक्रिडायाः तत्र क्षेत्रं वर्तते तत्र गत्वापि पादकन्दुकक्रिडामपि क्रीडितुं शक्नोति एवं बहुषु स्थलेषु स्थलावकाशाः प्राप्यन्ते